अहं मध्यप्रदेशतः अस्मि मम प्रदेशे प्रवृत्तानि ऐतिस् ऐतिहासकयुद्धानि बहूनि सन्ति तद्विषये अहं किञ्चित् वदामि मम प्रदेशे मद् मध्यप्रदेशे एकं क्षेत्रमस्ति म् महाकौशलं इदानीं महाकौशलं वदामि परन्तु प्राक्काले प्राक्काले तस्य तस्य नाम गोण्डमानराज्यं वर्तते गोण्डमानक्षेत्रस्य र् राणी रान् दुर्गावती आसीत् सा अग्बर् यः यः अग्बर् मुगलराज्यस्य राजा आसीत् तस्य सह रा इह रान् दुर्गावती युद्धं कृतवती तस्मिन् युद्धे राणी दुर्गावती विजयं न प्राप्तवती परन्तु त तद् युद्धकारणेन बहूनि आदिवासी मुस्लिम् न मुस्लिम् धर्मं न स्वीकृतवान् न स्वीकृतं स्वीकृतवन्तः अक्बरस्य सेना एवम् अन्यः स् जनाः तद् मुस्लिम् इश्लां धर्मः आदिवासी स्वीक् कृतवन्तः परन्तु रानी दुर्गावत्याः कारणेन आदिवासि पुनः सनातनधर्मे आगतवन्तः अन्यः राज् राज्ञः तद् छत्रसालबुन्देलः एवं अहिल्लाबैहोल्कर् अपि अस्ति त सा अपि युद्धं कृतवान् मुगलस्य स मुग मोगलवंशतः स एवम् अन्यः राजा अपि अस्ति तद् मार्तण्ड्सिङ्ग् एव तद् लीवक्षेत्रे स अपि दैववंशे अपि अस्ति एवं गोण्डवाना तद् छिन्दवाडाक्षेत्रे छिन्दवाडाक्षेत्रे देवगड फ़ोर्ट् अद् देवगडकिला किल्ला अपि वर्तते तत्तत् तद् तत्र आदिवासीराज्ञः आसीत् सः अपि मुगलस्य सह युद्धं कृतवान् एवम् एकः युद्धमस्ति चत्तुसाल्बुन्देला एकवारं युद्धं कृतवान् ओरङ्ग्ज़ेब् स आरङ्ग्जेवस्य सेना मुगलसेना तस्य क्षेत्रस्य समीपे आगतवन्तः एवं छत्रसालबुन्देला बाजिराव्पेश्वा पेष्वावंशस्य राज्ञः महाराष्ट्रतः पुणेतः त छ छेत्रसालबुन्देला छत्रसाल्बुन्देला पेश्वाबाजीराव्तः सहायतां अपेक्षा इति विषये क्षे छेत्रसाल्बुन्देला याचनां कृतवान् एवं बाजिरावौपेश्वा दिनद्वयमेव एवमत्रया एव तत्र इस् स्थानं प्राप्तवान् एवं चतुर्साल्बुन्देला सह एवं ओरङ्ग्जेब् सह सर्व सर्वे युद्धं कृतवान् एवम् ओरङ्ग्जेबस्य सेनायाः ओ उपरि विजयं प्राप्तवान् एवम् तद् विषये तद् तानि युद्धः तत् परिवर्तनं बहु जातम् तद् तस्मिन् क्षेत्रे अपि बुन्दल्कण्ड् क्षेत्रे अपि ओरङ्गज़ेब् फो़र्स् फो़र्स् कन्वर्शन् एव धर्मपरिवर्तनम् अधिकं क कृतवान् एवं तद् युद्धे युद्धकारणेन बहूनि हा हिन्दू जनाः यः जनाः यः मुस्लिं धर्मं स्वीकृत्वान् स्वीकृतवन्तः ते अपि पुनः हिन्दू एवं सनातनधर्मे आगतवन्तः